केवलम् अस्माकं देशमेव मासचतुष्टयं वृष्टिः मासचतुष्टयं शीतलं मासचतुष्टयम् उष्णं भवति नाम अस्माकं देशं समशीतोष्णस्थितिः एतत् भू आवरणशास्त्रमिति कथ्यन्ते भूमेः एतत् अस्माकं जलम् वायुः प्रसरणञ्च सूर्यगमनम् एतत् अस्माकं भूमण्डलकारणतः एतद् भूभ्रमणकारणतः एतादृश परिसराः भिन्न भिन्नम् शीतोष्णस्थितिः भवति तत् कारणेन अस्माकं वृष्टिः आतपः एवं भवन्ति तथा भूविज्ञानशास्त्रमपि एतत् कारणेन भवन्ति जलं कीदृशं भवति एकैकत्र एतादृशवातावरण कारणेन भिन्न भिन्न सस्यानि अपि संमिश्रतया आगमिष्यन्ति न इदानीम् उत्तरभारते भिन्न सस्यानि आगतं इक्षुः इत्यादयः अत्र केरलप्रदेशे भिन्न भिन्नसस्यानि आगमिष्यन्ति अत्र देशे गुजरात् स्थने भिन्न सस्यानि इदानीं म् अत्र अरुणाचलप्रदेशे तस्मिन् क्षेत्रे भिन्न भिन्न सस्यानि तत्र वातावरणकारणेन आगमिष्यन्ति इदानीं सेवफ़लं शीतलप्रदेशे एव सस्यं भवति परन्तु उष्णप्रदेशे न भवति पूगफलानि अधिकतया केरले उत्तरदक्षिणकर्णाटकराज्ये भवति ततः एतादृश वातावरणेषु भिन्न भिन्न परिस्थितिः अस्माकं देशे भवति